आम् अहं बहुवारं कलाप्रदर्शनं प्रति गतवती कुत्र इत्युक्ते हुब्बळ्ळि इति एकग्रामः तत्र गतवती सर्वदापि भवति प्रदर्शनं सर्वदा इत्युक्ते मासे सार्धमासं वा प्रदर्शनम् एवं भवति पुनः सेम् तस्थले एव प्रचलति कुत्रापि अन्यतन्यस्थळे न प्रचलति तत् प्रति अहं गतवति स्म तत्र बहु सम्यक् कलाः भवन्ति चित्रकलामपि ते स्थापितो भवन्ति ते ते क के कोवा केव कृतम् एवं चित्रं सर्वं भवति पुनः स्ता स्थालिका वा पिबतु चषकः वा पुनः सर्वं प्रिपेर् कर्तुम् इत्युक्ते भोजनार्थं सर्वं खादितुं सर्वं वस्तूनि अवश्यकं खलु ते अपि तत्र भवन्ति बहु सम्यक् भवन्ति मह्यम् इच्छा तत्र सर्वं गन्तुं परन्तु किम् इत्युक्ते सम्यक् तावत् उपयोगं कर्तुं न शक्यते मीन्स् रफ़् एण्ड् टफ़् इति वदामः खलु तथा उपयोगं कर्तुं न शक्यते इति चिन्तयामि पुनः किम् इत्युक्ते तत्र नास्ति इत्युक्ते कुत्र नाटकं बहु इच्छा नाटकं प्रति बहु गच्छामः एते एतत् सर्वम् इच्छा नासीत् चेत् नाटकं द्रष्टुं गच्छामः इदानीमपि नाटकानि कुर्वन्ति अस्माकं ग्रामे मीन्स् मम मातुः ग्रामे मम पितुः मातुः पितुः ग्रामे तदेकम् इच्छा अस्माकं गृहे सर्वा गच्छामः नास्ति इत्युक्ते सर्कस् इति वदन्ति खलु तत्रपि गच्छामः किमर्थमित्युक्ते प्राणिनः सर्वाः बवा सर्वं भवति पुनः ते तेषां किं शक्तिप्रदर्शनां सर्वं भवति खलु अत्र नास्तित्युक्ते तत्र गच्छामः पुनः कलाप्रदर्शनमध्ये तावत् इच्छा न किं न भवति इत्युक्ते सर्वं प्रत्यपि धनं बहु भवति सर्वे जनाः अपि तां स्वीकर्तुं न शक्यते तदेकमेव समस्या इति चिन्तयामि किमर्थम् इत्युक्ते इदानीं धनं न्यूनमासीत् इत्युक्ते सर्वे जनापि इच्छन्ति पुनः स्वीकुर्वन्ति तदेव धनम् अधिकमासीत् चेत् कीयज्जनाः किञ्चिज्जनाः चिन्तयन्ति स्वीकरणीयं वा मास्तु वा कथं स्वीकृतवत्याः इत्युक्ते तावद्धनं तत् प्रति वर्दते वा वयं दातुं शक्नुमः वा इति अधिकं किञ्चित् अधिकं प्रश्नान्यपि भवन्ति तेषाम् तत् प्रत्येव तदेव तत् सर्वं कारणं प्रति तावत् जनाः वस्तूनि न स्वीकुर्वन्ति परन्तु आगत्य दुष्ट्वा गच्छन्ति तदेकं सन्तोषस्य विचारम्